सुगन्धद्रव्यम् इति अस्यविषये यथा सुगन्धद्रव्यं यतोपि अधुना रासायनिकवस्तुभिः निर्मीयते अतः तत्तावद्देहाय न उत्तमम् यद्यपि देहस्य चन्दनादिलेपनमेव उत्तमं तथापि तत्र यद् रासायनिकवस्तुभिः निर्मीयते तादृशं तावत् लेपनेन आरोग्यस्य सुरक्षतापि न भवति अतः सर्वथा सुगन्धद्रव्यानि नोपप् नोपयोक्तव्यानि ते च निषेधानि कर्तव्यानि